हरिः ओं हे प्रियसखि राधे कथमस्ति हा आं बहु सम्यक् अस्मि इदानीं मम किञ्चित् विशेषः आं कुशलिनी अस्मि इदानीं किञ्चित् विशेष वार्ता अस्ति अहं हैद्राबाद् नगरीम् अगच्छुम् आगन्तुम् इच्छामि मम पुत्रः अग्रिमसप्ताहे तत्र अस्ति वा भवती आं मम पुत्रसहितम् आगच्छामि इति अस्ति प्लेन् अस्ति हा तत्र किं किं द्रष्टुं स्थान स्थानानि सन्ति अटनार्थम्

हा एवं वा हा आम् आं श्रुतवती पूर्वम् आम्

आम् आं विशेषः एव तान् सर्वम् हा

हा आम् आम् आं मया श्रुतं पूर्वम् हा कति दिनानि त्रीणि दिनानि पर्याप्तं वा

पर्याप्तम् आम् आम् आं मम कृते कङ्कणं क्रेतव्यं तत्र

मौक्तिकमपि क्रेतव्यम्

हा

आम् आम् आं मिलित्वा गच्छामः भवती अपि किञ्चित् समयं ददातु मम कृते खादनार्थमपि गच्छामः अन्यभोजनशालायां निश्चयेन अहं सूचयामि अग्रिम क क कदा आगतवती इति सूचयामि हा अस्तु अस्तु अस्तु अस्तु राधे अस्तु राधे बहु धन्यवादः मिलामः मिलामः रां राम्